कोविड् नैन्टीन् महारोगसमये अस्माकं प्रदेशे बहु किम् अस्माकं सम्पूर्णदेशमध्ये एकं नेगेटिव् एनर्जि नेगेटिव् चिन्तनं पूर्वमासीत् किं यथा भवति कोविड् भवति चेत् तस्य समीपं मा मा गच्छतु किमपि न स्थापयतु तस्य समीपे एवम् एवम् मा गच्छतु इति पूर्वं कृतवान् तदर्थं तस्य कृते यत् आवश्यकमस्ति यः रोगी सन्ति वा तस्य कोविड् अभवत् ते तस्य कृते किञ्चित् उष्णजलं स्थापनीयं वा किं किम् आवश्यकं भोजनस्य स्थापनीयम् आवश्यकता आवश्यकता अस्ति चेत् तस्य सह वा तेन सह वैद्यकीयोपचारार्थं वैद्यकीयं वैद्यं वैद्यस्य समीपं गच्छामि एतत् सर्वं कार्यं वयं सर्वं कृतवन्तः कृतवन्तः परिवारस्य रक्षणार्थं यदाहं बहिर्गच्छामि चेत् तस्मिन् समये आगत्य स्यानिटैज़र् इत्युक्ते यूस् कृत्वा सम्पूर्णम् एकवारं स्नानं कृत्वा तद् रक्षणीयं करणीयं गृहजनानां तस्य

जनानां कृते अस्माकं कार्यं करणीयम् इति द्वितीयं बिन्दुः आसीत् तस्य कृते वयं यत् भवति कोविड् भवति तस्य कृते या सहायता अवश्यकी तत्सर्वं कर्तुं वयं कार्यं कुर्मः कुर्मः